हरिः ओं वदतु नमो नमः आम् एतत् छायाच्चित्रभवनं वदतु अस्तु कस्मिन् समये अस्तु स्थानं कुत्र अस्ति अगर्तलायाम् अगर्तलायां कस्मिन् स्थाने

अस्तु तर्हि केवलं छायाचित्रस्य निमित्तं वा अस्तु समयः कदा पर्यन्तं अस्तु तर्हि भवान् चतुस्सहस्रं ददातु द्विदिनमस्ति न प्रथमदिनाङ्के पुनः तदर्थमेव अस्तु अस्तु तर्हि भवान् थ्री सहस्त्रम् एव ददातु अस्तु तर्हि आम् आम् आं निश्चयेन अस्तु धन्यवादः